मम प्रदेशे प्रकृतिसंस् संरक्षणस्य उपक्रमाः सन्ति किन्तु महत्त्वपूर्णाः उपक्रमाः नास्ति इदानीं मार्गबृहदीकरणकार्यं चलत् अस्ति अस्माकम् आढळितजनाः वृक्षरक्षणस्य विषये चिन्तनं न कुर्वन्तः सन्ति इदानीं बहवः बहु पुरातन अश्वत्थवृक्षाः वटवृक्षाः आम्रवृक्षाः देवदारुवृक्षाः नश्यन्तः आसन् जनाः कर्तनसमये आक्षेपं करोति इति कारणेन रात्रि एव कर्तनं कार्यं कृतवन्तः मार्गबृहदीकरणसमये रक्षितुं शक्यते वा न वा इति चिन्तनं न कृतवन्तः किञ्चित् पार्श्वे अस्ति चेदपि कर्तनं कृतवन्तः अतः नैसर्गिकव्यवस्थायाः उपरि निश्चयेन प्रभावः प्राप्तः एतद्रीत्या अव्यवस्था भारतेषु बवहः प्रान्त्येषु राज्येषु सन्ति इति मन्ये अतः नैसर्गिक अव्यवस्था अस्ति भारते देश् देशे केचन प्रदे प्रदेशेषु अतिवृष्टिः भवति अन्यप्रदेशेषु अनावृष्टिः भवति एतेषु विषये आढळितवर्गः स्पन्दनं न करोति चेत् भविष्ये बहु सङ्कटानि भवेत् इदानीम् एव आढळितवर्गाः कार्यतत्परा भवेत् नो चेत् परिस्थित्याः चिन्तनं बहु कठिणम् एव